अन्येभ्यः लेखः लेखकेभ्यः स्वस्य आशयम् अन्ते अतीवविस्तृततया लिखति परन्तु मम आशयम् किञ्चिदेव अस्ति आशयं लघु अस्ति तत् अहं इच्छामि लघुकथारूपेण एव लिखति अहं मम परिसरे मम स्थले किं भवति इदि आश्रित्य एव लेखनं करोति मम परिसरस्य समीपे किं किं चलति इति मम परिसरे किं चं चलति इति आश्रित्य एव मम लेखनमस्ति